मम प्रदेशे गरुडा ट्रु टूर्स् अन्ड् ट्रेवल्स् इति एका एतत् संस्था अस्ति अहं कद पञ्चवर्षेभ्यः मम परिचयः अस्ति तैः सह बहु समीचिनतया कार्यं कुर्वन्ति ते अस्माकं आवश्यकतानुगुणं अस्माकं टिकिट्स् वा तत् सर्वं कृत्वा ते प्रेषयन्ति व्यवस्थितरूपेण कार्यं कुर्वन्ति अस्माभिः सह तेषां कान्वर्सेशन् अपि सम्यक् अस्ति अहं बहुवारं तेषां सहायेन बहुत्र गतवान् इदानीमपि यदा अहं ग्रामं प्रति गच्छामि तेषां सहायार्थं सहाय्यं उपयुज्य एव गच्छामि अहम्